एकदा अहं बौधिक दृष्ट्या बहु कष्टकरं पुस्तकं पठितमासीत् स एव पुस्तकं वैदिक पुस्तकमासीत् तस्मिन् पुस्तके क्वचित् श्लोक लेक् श्लोके अस्मिन् एव प्रकारेण वर्णनम् आसीत् यथा सङ्ख्यायाः वर्णनं यथा सङ्ख्यायाः वलनं शब्देनकृतमासीत् सङ्ख्या विषये तत् लिखितमासीत् अराद् अराद्यसप्ते यश अर्थः भवति दन्तपङ्क्ति अर्थात् बत्तीस् द्वात्रिंशत् अन्याः ते सङ्ख्या आसीत् सैव आसीत् नेत्र नेत्र इति शब्द द्विसङ्ख्यात्मकम् आसीत् अर्थात् द्वि तृतीय् शब्दयासीत् तरान्तर रन्त्र् इति शब्दस्य अर्थः भवति नव अन्यः आसीत् ख ख इति शब्दस्य तात्पर्यं वर् तात्पर्यं वर्तते शून्यम् एकः शब्दः अस्ति दस्र दस्रः इति शब्दस्य तात्पर्यं भवति द्वि अस्मिन् प्रकारेण अन्यानि अक्शब्दाः आम् तत्र जिष्टमान् एषां अर्थं दुर्लभे अहं तत्र प्राप्तवान् तत् तस्य विषये मया मित्रेण स् मित्रेण सह चर्चा कृतवान् एवं शब्दकोश मध्ये तस्य अन्तरं प्राप्तवान्